मम यात्रां बहु रोचते प्रकृतियुक्तानि तानि स्थानानि मम रोचन्ते यथा यत्र पशवः सन्ति तथा केरल इत्यादयः सभवनानि सन्ति मम कारणम् अपि अस्ति यत् मम प्रकृतिः अतीव रोचते मम नगरात् अधिकं रोचते यात्रायाः कृते अपि स्विज़र्लेण्ड् इव बहवः स्थानानि सन्ति यत्र मम भ्रमणं पशूनां दर्शनं वृक्षाणां दर्शनं च रोचते एतत् सर्वं मम अतीव रोचते